हलो नमस्ते भगिनि का समस्या कतिदिनेभ्यः सा समस्या हा इदानीं बहवः समस्या

वेदनं कुत्र अस्ति वेदनं ग्रीये पृष्ठ ग्रीवा समीपे पृष्ठस्य मध्ये अथवा कटिभागे कुत्र अस्ति हा हा एवं एल् फ़ोर् एल् फ़ै अस्तु किल कदा कदा वेदना वार्यते अनुभवे भवा भवती अनुभवे भवति यदा भवती तिष्ठति भोजनं करणं समये तदा अपि वेदनम् अनुभवति वा स्वापकाले अपि अस्ति वा

तर्हि किञ्चित् चिन्तनीयविषयः प्रथमं किञ्चित् परीक्षणं कर्तव्यं परीक्षणं कर् कृता कृता ओर् भवा भवती प्र परीक्षणं कृता आहा तर्हि दर्शयतु एल् फ़ोर् एल् फ़ै किञ्चित् अत्र एल् फ़ोर् एल् फ़ै किञ्चित् समस्या अस्ति किन्तु चिन्ताविषयः नास्ति अहं केचन पृष्ठस्य योगं वदामि तस्य कृते अत्र एव फ़िसियो शा तेरपि शाला अत्र एव अस्ति अत्र श्रीमान् शण्मुगं वर्यः अस्ति सः विशेषशारीरिक अभ्यासान् पाठयति प्रतिदिनं प्रतिनित्यं प्रातःकाले सायङ्काले च निश्चयेन करोति करो कर्तव्यम् अभ्यासकरणं बहु मुख्यं तर्हि सप्ताह प्रतिदिनं कर्तव्यं प्रतिदिनं कर्तव्यं द्वि स् प्रति वा प्रतिदिनं सम्यक् अव आवश्यकं किञ्चित् सम् स्विमिङ्ग् अपि कर्तव्यं सिं स स्विम्मिङ्ग् अपि कर्तव्यं मा वेदनं न भवति अस्य स्विमिङ्ग् सम्यक् अस्ति इदानीं कष्टम् अद्य

सम्यक् पुनः मिलामः पञ्चविंशति पञ्चविंशति दिना दिना पञ्च हा हा अनन्तरम् आगच्छतु आगच्छतु अस्ति वा हा हा हा बेस्ट् आफ़् लक् सम्यक् सम्यक् धन्यवादः